हरि ओम् मम अहं विश्वपतिः अस्मि मम कृते सुधामा पत्रिका प्रतिदिनं नागच्छति स्म किमर्थम् इति कारणं ज्ञातुं दूरवाणी कृतवान् अहं कुकुटपल्लीमध्ये निवसामि न न न न वसुधा वसुधा समुदायनिलये भवामि आम् आमामाम् कृति आ

न न न अहं तृतीये अट्टे भवामि कदाचित् अधः सः प्रेषयति तत्र जलं भवति जले पातयति स्म कदाचित् जले पातयति कुत्रचित् उपरि पातयति प्रतिदिनं अहं पश्यामि सर्वं जलमयं भवति पठितुम् अशक्नोमि अहम् तथा किमपि नास्ति कृपया किं करोति इति चेत् भवान् यदि वृष्टिः भवति तदानीं साक्षात् आगत्य मम गृहे स्थापयतु यदि वृष्टि न भवति तर्हि अधस्तात् एव उपरितं पातयतु चिन्ता नास्ति परं सम्यक् ददातु इति मम विज्ञापना आ यदि यदि अस्मिन् चक्रे एवं न भवति चेत् धनं न दास्यामि न दास्यामि आं भवान् स्थापयतु नास्ति चेत् बालान् वदतु तत्र एवं मा करोतु इति यदि नूतनाः भवेत् चेत् तं वदतु एकवारम् अहं वाट्सप् मध्ये अपि स्थापितवान् भवान् न दृष्टवान् स्यात् प्रायः

अस्तु अस्तु अस्तु नमस्ते नमस्ते शुभरात्रिः